आम् एकस्मात् पुस्तकात् मम इष्टवाक्यम् अस्ति पुस्तकस्य नाम चाणक्यनीतिः एवं च तस्य कर्ता आसीत् चाणक्यः तत् पुस्तके एकः श्लोकः अस्ति यथा कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचित् रिपुः अर्थतस्तु निबध्यते मित्राणि रिपवस्तथा अर्थात् न कः कस्य मित्रं भवति न कोऽपि कस्य रिपुः भवति या व्यक्तिः कार्यव्यस्ता भवति अर्थात् कास् कार्यवशो व्यक्तिः मित्रं तथा रिपुः भवति एवं च तस्मिन् पुस्तके अपरश्लोकः अस्ति यथा आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि आत्मानं सततं रक्षेत् दारैरपि धनैरपि अर्थात् विपदि काले धनस्य रक्षा करणीया धनात् अधिकं भार्यारक्षा करणीया परन्तु स्वस्य रक्षायाः प्रश्नः समीपे आगतः चेत् धनस्य एवं च भार्यः च बलिदानं कर्तव्यम् इति अस्मात् श्लोकात् बहवः शिक्षणीयविषयाः तथा समस्यानां समाधानं किमर्थं करणीयम् इति ज्ञानं लभ्यते